अस्माकं भारतदेशः महान् इति वदन्ति तत्र महान् अस्माकं भारतदेशः किमर्थम् इत्युक्ते अत्र बहवः ऋषयः महर्षयः अभवन् अत्र तेषां ग्रन्थानाम् अत्र यदि वयं पश्यामश्चेत् यथा महान् वैज्ञानिकः अत्र महर्षिः पाणिनिः तेषां वैज्ञानिकी तत्र कृतिः वर्तते अष्टाध्यायी इति तत्र महाभाष्यम् अष्टाध्यायीसूत्राणि आधारीकृत्य महर्षिः पतञ्जलिः महाभाष्यं रचितवान् इदानीं तु वयं पश्यामः भाष्यमिति सर्वेषामपि अहं भाष्यमिति वयं नाम शृणुमः वयं किन्तु महाभाष्यम् इति अस्माभिः कदापि न श्रुतं किन्तु ताद्दृशं महाभाष्यं रचितवान् महर्षिः पतञ्जलिः तत्र पाणिनेः सूत्राणि भवन्ति अष्टाध्यायी भवति पाणिनेः एवं तत्र यत्किञ्चित् अवशिष्टमस्ति तत् वार्तिकरूपेण कात्यायनमहर्षिः कात्यायनः वररुचिः इति अपरं नामधेयं भवति वररुचिः सम्पूर्णं कृतं वार्तिकान् अष्टाध्यायीसूत्राणि च आधारीकृत्य महर्षिः पतञ्जलिः महाभाष्यं रचितवान् एतत्तु प्राचीने व्याकरणे तत्र पश्यामः काशिका इति ग्रन्थः जयादित्यवामनः इति सूत्राणि तत्र वृत्तिः भवति बहु सरलतया तत्र तेषां व्याख्यानानि सूत्राणां व्याख्यानानि तैः दत्तानि किञ्च प्राचीनव्याकरणेषु एते भ एते भवन्ति एवञ्च अ अत्र नव्यव्याकरणे वयं पश्यामः अत्र नागेशभट्टः महान् वैयाकरणः तस्य परिभाषेन्दुशेखरः इति ग्रन्थः भवति तत्र बह्व्यः परिभाषाः नागेशभट्टस्य इतोऽपि बहवः ग्रन्थाः सन्ति तत्र भर्तृहरिं पश्यामः भर्तृहरेः वाक्यपदीयमिति भवति एवं च परमलघुमञ्जूषा वैयाकरणसिद्धान्तकौमुदी भवति वैयाकरणसिद्धान्तकौमुदी पश्यामः इदानीम् इदानीं सर्वेषां मनसि वैयाकरणसिद्धान्तकौमुदी एव विराजते ताद्दृशः कौमुदीग्रन्थः वर्तते अन्यत् भट्टोजिदीक्षितस्य वैयाकरणसिद्धान्तकौमुदी शब्दकौस्तुभः परमलघुमञ्जूषा इत्यादयः बहवः ग्रन्थाः सन्ति अस्माकं भारतीयसंस्कृतौ ऋषिमहर्षीणां तत्र तेषां ग्रन्थान् अवलोकं कुर्मश्चेत् ते कियान् परिश्रमः तैः कृतः इति तेषां ग्रन्थावलोकनेन वयं ज्ञातुं श् अस्माभिः ज्ञातुं शक्यते इति अहं